हरिः ओम् आम् अस्माकम् आपणे सर्वविधपुस्तकानि लभ्यन्ते आं सरला वा एकक्षणं तिष्ठतु पश्यामि भगिनि एतत् शतं रूप्यकाणि भगिनि आं वदतु वदतु आं भगिनि लभ्यते अस्ति परन्तु शुद्धिकौमुदी व्याकरणसमासपुस्तकानि नास्ति भगिनि तत् सर्वं बेङ्गलोर् नगरे अक्षरमध्ये लभ्यते भगिनि आम् अस्ति सङ्ख्यामपि ददामि गूगल् एप् ओपन् करोतु बुक् स्टोर् इति एप् अस्ति तत्रतः लिङ्क् अपि प्रेषयामि आम् आं वदामि लिङ्क् मध्ये एव अकौण्ट् संख्यां दत्तवन्तः तत्र नेक्स्ट् करोतु नोचेत् फोन् पे अपि कर्तुं शक्यते आम् न न लघुपुस्तकमेव तत्

द्वयमपि शतं रूप्यकाणि भगिनि संस्कृतकोशपुस्तकस्य धनं त्रिशतं कारकपुस्तकस्य धनं विंशतिः रूप्यकाणि प्रवेशपुस्तकस्य धनं त्रिंशत् भवति सर्वं मिलित्वा पञ्चशतं रूप्यकाणि भवति भगिनि

तिष्ठतु पेक् कृत्वा ददामि भगिनि धन्यवादः भगिनि